भारतीयतत्त्वशास्त्रस्य विषये सर्वत्रापि महती आसक्तिर्वर्तते विशेषतया विदेशे यद्यपि भारतीयतत्त्वशास्त्रे बहूनि शास्त्राणि तत्त्वशास्त्राणि सन्ति विशेषतया योगस्य महत्त्वम् अधिकं वर्तते किमर्थमित्युक्ते योगशास्त्रं योगशास्त्रे विद्यमानाः बहवः विषयाः अन्य तत्त्वशास्त्रेषु अपि वर्तन्ते उदाहरणार्थं इदानीं यमनियमादिविषये ये विषयाः सन्ति योगशास्त्रे तेषां अङ्गीकारः बहुषु शास्त्रेषु दृश्यते उदाहरणार्थम् इदानीं वेदान्तस्य अध्ययनं वेदान्तस्य अनुष्ठानं भवतु इति धिया यः प्रयत्नङ्करोति प्रथमतया प्रथमसोपानत्वेन योगशास्त्रं भवति यम नियम आसनप्राणायामप्रत्याहारधारणाध्यानसमाधयः अष्टौ अङ्गानि सो एतेन कारणेन यत्किमपि शास्त्रं भवतु सर्वेषाम् अपि शास्त्राणाम् अनुभवसाहित्यं भवेत् तेन कारणेन भारतीयतत्त्वशास्त्रं केवलं बौद्धिकस्तरे न विद्यते वेदान्तः वा भवतु योगः वा भवतु परन्तु यदि अनुष्ठानम् इति स्यात् तदानीं योगशास्त्रस्य प्रामुख्यं वर्तते यतो हि यथा योगशास्त्रे उक्तं विशेषतया पतञ्जलियोगसूत्रे उक्तं योगः चित्तवृत्तिनिरोधः इति शास्त्रं किमपि भवतु अध्ययनार्थं मनः अपेक्षितं मनसा विना अध्ययनं न भवत्येव मनः इति स्वीकुर्मश्चेत् तत्र बह्व्यः वृत्तयः भवन्ति तेन कारणेन विशेषतया शास्त्रस्य अध्ययनं भवेदिति चेत् सात्त्विकवृत्तयः एव भवेयुः सात्त्विकवृत्तयः यदा भवन्ति तदानीमेव अध्ययनं सुलभं अध्ययनं सम्यक् भवितुमर्हति इदानीं अध्ययनार्थं उपकरणम् अपेक्षितं तत्र विशेषतया मनः एव उपकरणम् यथा उच्यते आङ्ग्लभाषायाम् इन्स्ट्रुमेण्ट्स् इति मनः एव उपकरणमत्र मनः विषयेषु संलग्नं चेत् अध्ययनं कर्तुं न शक्यते

मनसः समाधानं मनसः शास्त्रेषु प्रवृत्तिः अपेक्षिता चेत् योगशास्त्रं भवेदेव कदाचित् इदानीम् आधुनिककाले योगशास्त्रम् इति नाम्ना केवलम् आसनादिकम् एव बहवः जनाः कुर्वन्ति आसनं योगः इत्युक्ते आसनं योगः इत्युक्ते प्राणायामः योगः इत्युक्ते कश्चन काचिद् शैली येन कारणेन देहस्वास्थ्यं परिरक्षणं भवति इति चिन्तयन्ति यथार्थतया योगशास्त्रस्य उद्देशम् अपि पश्यामश्चेत् न केवलं चित्तवृत्तिनिरोधः यद्यपि योगः चित्तवृत्तिनिरोधः इति अस्ति चित्तवृत्तिनिरोध अनन्तरं किमपेक्षितम् इत्युक्ते समाधिरेव योगः अत् तद् तेन कारणेनैव तत्र भाष्ये उक्तं वर्तते योगः समाधिः युजिर् न तु युजिर्योगे परन्तु युज् समाधौ इत्यस्मात् धातोः व्युत्पन्नः अयं शब्दः न तु युजिर्योगे इति उक्तं योगः समाधिः इति अन्यानि यानि सोपानानि सन्ति तानि सर्वाण्यपि समाधौ एव ह्रियन्ते अर्थात् समाधिरेव अन्तिमः गोल् इति यद् उच्यते तद् सः एव परमपुरुषार्थः सो तेन कारणेन इदानीं वेदान्तस्य अध्ययनं भवेत् शमदमादि इत्यादिकं यदुक्तं साधनाचतुष्टयम् इति यत् वेदान्ते उक्तं साधनाचतुष्टयस्य अनुष्ठानमपि योगाधीनमेव यमनियमादिका यमनियमादि यमनियमादीनां यदा अनुष्ठानं भवति अभ्यासः भवति तदानीमेव वेदान्ते प्रवेशः भवितुमर्हति नो चेत् यथा तत्र वर्तते नित्यानित्यवस्तुविवेकः यदि मनः विषयेषु एव संलग्नं चेत् नित्यानित्यवस्तुविवेकः कथं भवति मुमुक्षुत्वं कथं भवति तेन कारणेन योगः साधनं साध्यञ्च अतः प्रथमस्तरे योगसाधनमित्युक्ते आसनादिकं भवितुमर्हति परन्तु तदुत्तरं न केवलम् आसनादिकं परन्तु यमनियमाना यमनियमादिकमपि अनुष्ठानं भवेत् तदुत्तरं यथा अन्तरङ्गयोगः इति उच्यते धारणाध्यानसमाधयः ते अपि अपेक्षिताः तेन कारणेन किं भवतीत्युक्ते यथा वेदान्ते उक्तं तथैव योगशास्त्रेपि किञ्चिदुक्तं स्वस्वरूपानुसन्धानम् इति योगः चित्तवृत्तिनिरोधः तदा द्रष्टुः स्वरूपे अवस्थानम् इति उक्तं स्वरूप अवस्थानं अपेक्षितं चेत् साधनत्वेन यत्किमपि भवेदेव किमर्थमित्युक्ते साधनेन विना स्वरूपावस्थानं न भवितुमर्हति साधनेन विना ब्रह्मसाक्षात्कारः भवितुं नार्हति सो तेन कारणेन भारतीयतत्त्वशास्त्रे योगस्य प्राधान्यं वर्तते यद्यपि योगः द्वैतः इति वर्तते द्वैतसिद्धान्तम् अङ्गीकुर्वन्ति इति वर्तते तथापि अनुष्ठानाद् अनुष्ठानादिकविषये यमनियमादीनाम् अनुष्ठानविषये न केषामपि शास्त्राणां तत्र अनङ्गीकारः नास्ति अर्थात् सर्वेऽपि अङ्गीकुर्वन्त्येव किमर्थमित्युक्ते एतादृशसाधनानाम् अनुष्ठाने अनुष्ठानेन एव चित्तशुद्धिर्भवति चित्तशुद्ध्यनन्तरमेव साक्षात्कारः भवितुमर्हति तेन कारणेन योगः अपेक्षितः देहस्य स्वास्थ्यरक्षणार्थं मनसः स्वास्थ्यसंरक्षणार्थं तथा अन्तिमः चरमपुरुषार्थः यः वर्तते मोक्षः इति तस्य साधनार्थमपि योगः सोपानत्वेन अङ्गीकारः भवेदेव